हरि ओं हरि ओं हरि ओं एलेक्ट्रानिक् आपणं वा हलो महोदय हा श्रूयते एलेक्ट्रानिक् वस्तूनि आपणं वा

मम अपेक्षितं वाशिङ्ग् मिशीन् महोदय वाशिङ्ग् म्

महोदय फ्रण्ट् लोड् अतिभारं अस्ति हेण्ड्लिङ्ग् कर्तुं न शक्नोमि महोदय तत्र

भवतु परन्तु वाशिङ्ग् मिशिन् फ्रण्ड् लोड् अस्ति खलु तत् एतत् भारमस्ति यत्र तत्र चालितुं न शक्य न शक्यते महोदय फ्रण्ट् लोड् उ उपरि लोड् कर्तुं करोति खलु तत् कथमस्ति

मम गृहे केवलं द्वयमपि अस्मि अस्ति मम मम पत्नी द्वौ अपि अस्ति तद् निमित्तं न मध्य हा मध्यमस्तर अस्ति चेत् वरं महोदय

हा पञ्च प्रतिदिनं हा प्रतिदिनं पञ्च षड् वस्त्राणि भवति महोदय तावदेव तावदेव

अस्तु अस्तु महोदय धन्यवादः एवं अहं अहं क्रीणामि धन्यवादः